मम प्रान्त्ये सामान्यगृहं मृत्तिकानिर्मितम् एवं च केचन इष्टिकया निर्मितं भवन्ति मम प्रान्त्ये गृहसम्बन्धी भूसम्बन्धी च व्यवहारः सर्वकारीयनियमानुगुणं भवति एकस्य लघुगृहस्य भाटकं पञ्चसहस्रतः आरभ्य दशसहस्रं यावद् भवति ये च शिक्षणार्थं कार्यार्थं च मम प्रान्त्यम् आगच्छन्ति तेभ्यः अत्र आवश्यकपरिमाणे गृहाणि न उपलभ्यन्ते यतः जनसङ्ख्या अपि न्यूनम् अस्ति एवं च गृहाणि अपि न्यूनानि सन्ति